अहमेकवारम् उडुपितः आरभ्य बेङ्गळूरुपर्यन्तं बैकिङ्ग् प्रवासं गतवान् प्रवासार्थं तु अनेके योजनाः मया पूर्वतने पूर्वं पूर्वतने एव दिवसे कृताः आसन् तत्र मार्गमध्ये खादनार्थं काचन व्यवस्था एवं तत्र तत्र नाम अहं बेङ्गळुर् उदुपितः बेङ्गळूर् नाम तत्र त्रिशतं त्रिशतम् इति त्रिशतस्यापि अधिकं किलोमीटर् भवति भवतीति तत्र मार्गमध्ये वसनार्थं द्वित्रिस्थानेषु यथा वासः भवति तथा

वयं तु मित्राणि सर्वे मिलित्वा अष्टौ जनाः चत्वारि बैक् मध्ये तत्र प्रवासम् आरब्धाः प्रातःकाले आरब्धाः वयं सायङ्कालपर्यन्तं बेङ्गळूर् प्रति गतवन्तः